पूर्वं तु संस्कृतं नाम पण्डितानां भाषा अथवा वेदभाषा अस्माकं न इति जनाः चिन्तयन्ति स्म अन्तर्जालस्य आविष्कारात् इदानीं जनाः इदानीं ज्ञानं प्राप्नुवन्तः सन्ति सामान्यजनाः अपि चेद् इदानीं तु सा पण्डितानां भाषा न सामान्यज्ञा जनाः अपि संस्कृतं संस्कृतस्य अध्ययनं कर्तुं शक्नुवन्ति तन्त्रज्ञानस्य सकाशात् अपि इदानीं तु यत्र क्वचित् भवेम ततः एव संस्कृतस्य अध्ययनं कर्तुं शक्नुमः इदानीं तु विदेशीयाः अपि संस्कृतस्य विषये बहु सादराः सन्ति अतः अध्ययनं कर्तुम् इच्छन्ति अतः अन्तर्जालं तथा तन्त्रज्ञान आविष्कारात् संस्कृतभाषा सुलभेन सर्वेभ्यः लभ्यमानम् अस्ति अतः सा एव परिवर्त परिवर्तना संस्कृतस्य विषये अन्तर्जालस्य तन्त्रज्ञानस्य सकाशात्